प्रान्तीयभाषासु यथा लिखितुं शक्यते तथैव सम्भाषणं दुश्शकं किमर्थं नाम तत्र लेखने तावत् भाषा सुष्ठुः भवति अनन्तरं तत्र प्रत्येकमक्षरं भिन्नं भिन्नं भवति परन्तु यदा संस्कृते लिख्यते तदा या लिपिः भवति तादृशी एव भाषा अपि भवति इत्यतः संस्कृतभाषायां पठनं लेखनं च सुलभं भवति कन्नड आङ्ग्लम् इत्यादिषु भाषासु यथा लिख्यते तथा पठितुं न शक्यते यथा पठ्यते तथा लिखितुं न शक्यते तत्र भाषासु ग्रान्थिकभाषा भिन्ना व्यावहारिकीभाषा भिन्ना भवति अतः तेषाम् ज्ञानं यः सम्यक् रक्षति तस्य कृते एव तादृशं स्थानेषु सम्यक् अग्रगतिः भवति यस्य तावत् एतादृशं किमपि न लभ्यते यस्य ग्रन्थाध्ययनं सम्यगस्ति तर्हि व्यावहारिकी दोषः यदि व्यवहारः सम्यक् अस्ति तर्हि ग्रन्थाध्ययने दोषः ग्रन्थे तावत् ग्रान्थिकपदानि भवन्ति इत्यतः तेषु भाषासु तैः कोषः शब्दार्थकोषः रक्षणीयः भवति संस्कृते तावत् यथा लिख्यते तथैव पठ्यते यथा पठ्यते तथैव लिख्यते इत्यतः व्यावहारिकीभाषा ग्रान्थिकीभाषा च समाना भवति अतः संस्कृते पठनं लेखनं च सुकरम् अन्यासु भाषासु तावत् तद् दुश्शकं भवति